विपण्याम् हस्तनिर्मितवस्त्रैः रेडिमेड् वस्त्राणि कथं भिद्यन्ते इति पृष्टः कथम् इति चेत् हस्तनिर्मितं चेत् तत्तु किञ्चित् कालं बहु दिनान्येव तिष्ठन्ति रेडिमेड् वस्त्राणि तावत् बहु लाकं न तिष्ठति पुनः रेडिमेड् वस्त्राणि कथं भिद्यन्ते इति चेत् रेडिमेड् वस्त्राणि नाम पुनः सीवनं कारणम् इति किमपि तत्र आवश्यकता नास्ति हस्तनिर्मितं चेदपि तत्तु किञ्चित् बहु कालं स्वीक्रियते रेडिमेड् तत्र बहु कालमपेक्ष्यते इति नास्ति यद्यपि रेडिमेड् वस्त्राणां महती विपणिः वर्तते तथापि जनाः ने निड् निट्टेड् अथवा हस्तनिर्मितानि वस्त्राणि क्रेतुं किमर्थमिच्छन्तीति पृष्टः कुतः इति चेत् रेडिमेड् वस्त्राणि तु बहु शीघ्रमेव छिद्रं भवन्ति तत्र तु किं तावत् सम्यक् सीवनं कृत्वा न भवन्ति किन्तु निट्टेड् किं भवति हस्तनिर्मितं यद् भवति तत्तु बहु कष्टं कष्टेन कृत्वा भवन्ति पुनः बहुकालात् कृत्वा भवन्तीति कारणात् तत्तु बहुकालमपि चिरं भवतीति कारणादेव तत्र रेडिमेड् वस्त्राणि क्रि क्रयणं रेडिमेड् वस्त्राणां क्रयणं तु न्यूनातिन्यूनम् एव दृश्यते हस्तनिर्मितानि वस्त्राणि एव तत्र बहु क्रयणं कुर्वन्ति मयापि हस्तनिर्मितानि वस्त्राण्येव बहुधा स्वीक्रियते रेडिमेड् वस्त्राणि स्वीक्रियते कदाचित् बहु किमपि बहु शीघ्रमपेक्षितं वस्त्रं किमपि इति चेत् तदानीं केवलं मया रेडिमेड् वस्त्राणां क्रयणं क्रियते अन्यथा अहमपि हस्तनिर्मितवस्त्राण्येव क्रयणं करोमि